हरिः ओं नमस्कारः कः अस्ति आम् आम् आमाम् आमाम् इत्युक्ते अहं मम सामाजिकरूपेण तत्र हां प्रयासम् अस्ति महिलानां कृते हा शिक्षणं ह लभ्यताम् इति इत्युक्ते महिला यदा शिक्षणं प्राप्नोति तदा ताः अग्रे गत्वा इत्युक्ते बहुषु काः के क्षेत्रेषु कार्यं कार्यं कर्तुं शक्नोति एवं तथा च यदा विवाहः जातः तासां ते हा ताभिः गृहं गृहस्थजीवने अपि तद् हा बहुमूल्यकरः वर्तते तस्य परन्तु ग्रा अहं यदा अधुना चन्द्रपूर् अथवा यदा बुल्ढाणजिल् हा जिल्लायां मध्ये गतवान् तत्र बहुषु यद् आदिवासीग्रामेषु अस् आदिवासी इति इत्यादिषु तद् हा वनस्य समीपे यः ग्रामः अस्ति तत्र महिलानां कृते यत् हा यद् न्यूनं सामाजिकशिक्षा एवं च यदा प्रथमकक्षातः दशमपर्यन्तमपि ते तेषां कृते तद् तद् विद्यापि न लभ्यते किमर्थम् इत्युक्ते अहं यदा ह जनानां कृते यदा काण्ट्राक्ट् स्थापितं कृतं स्थापनं कृतवान् तेषां सह वार्तालापं कृतवान् तान् उक्तवान् तेषां मध्ये हा तद् यद् प्रथा अस्ति महिलानां कृते गृहं बहिस्थं न गच्छ गच्छन्तु इति इत्युक्ते एतद् हा एतद् हा बहुप्रचीना तद् परम्परा वर्तते तेषां तस्य ग्रामः ग्रामे एवं प्रान्तेषु तथा एवं हा प्रथा एवम् इत्यादिषु सर्वेषां नाम्नाम् उपरि महिलानां कृते तद् हा यद् प्र प्राथमिकशिक्षा शिक्षापि न लभ्यते अहं हा दृष्टवान् हा न न अहं यद् दृष्टवान् इत्युक्ते तेषां पार्श्वे बहु कला अपि अस्ति ताभिः यदि हा शिक्षा प्राप्य हा प्राप्य तद् अग्रे गच्छति चेत् हा समाजस्य कृते अपि हा नूतना या ऊर्जा आगच्छति एवं तथा च समाजं किमपि नूतनां हां शिक्षा प्राप्नोति तेषां सः परन्तु यद् हा हा अहम् अहमत्र इत्युक्ते बहप्रयत्नं हा प्रयत्नं यत्नेन कृत्वा तेन हा जनानां कृते तद् हा अङ्गीकुर्वन्नस्मि यद् ह महिलानां क् हा बालिकानां कृते काचित् शिक्षापि हा ददातु इत्युक्ते तत्र एवम् आह अन्यत् समयापि अस्ति किम् इत्युक्ते यद् प्रशासकीयशिक्षा विद्यालयमस्ति तदपि तद् हा ग्रामतः दश अथवा द्वादश योजनानां दूरमस्ति तत् कारणादेव हा तेषां कृते सा सा सम्यक्तया प्राथमिकशिक्षापि न लभ्यते तत् कारणात् अहं हा अहमव् सामाजिकमस्ति परन्तु अत्र इत्युक्ते किं समस्या अस्ति इत्युक्ते प्रशासनस्य तद् हा इत्युक्ते सक्रियरूपेण कार्यं नास्तीति कारणादेव तद् हा एतादृशी समस्या अत्र वर्तते तथा च यद् हा मूलभूतं यद् हा सुविधानां कृते अपि जनानां कृते बहुक्लेशः अस्ति तत् कारणात् सः सर्वं तु समीचीनं नास्ति परन्तु अहं यद् हा यावत् पर्यन्तं प्रयत्नं कर्तुं शक्नोमि तावत् पर्यन्तमहं प्रयत्नं कृतवान् अत्र एकं हा न्यूनं नूतनं विद्या विद्यालयम् अहम् अत्र स्थापनं कृतवान् यद् आदिवासीनां तथा च सामाजिकग्रामं ग्रामजनानां कृते अस्ति

धन्यवादः एवं भवतः तद् सम्भवः इत्युक्ते भवतां यद् स्म्पादकमस्ति तद् द्वारा अपि तेषां विषये तद् जागरूकता अपि आगन्तुं शक्नोति इति अहं मम मनसि काम्ना अस्ति आम् आं धन्यवादः महोदयः भवान् यद् हा बहुमूल्यं समयं दत्तमस्ति धन्यवादः